मम तु वैदिकसाहित्ये बहु आसक्तिर्वर्तते तत्र वेदः इति स्वीकुर्मश्चेत् अर्थात् तत्र एकः मन्त्रः अस्ति तदुच्यते मया इदानीं भद्रं कर्णेभिश्शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः इ स्तुष्टुवागुंसस्तनूभिः व्यषेमदेव हितैंय्यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ओं शान्तिश्शान्तिश्शान्तिः इति एवं मन्त्रः वर्तते इति एवं तत्र वेदे तावत् चतुर्वेदाः इति अस्माभिः ज्ञायते ऋग्वेदः यजुर्वेदः सामवेदः अथर्वणवेदः इति एवमेव वैदिकमार्गे यथा सर्वेषाम् अपि आगमनं स्यात् तथा इदानीम् अस्माभिः करणीयं वर्तते यद्यपि वैदिकमार्गे

कश्चन मम गृहे होमः करणीयः तेन किं सिद्ध्यति इत्युक्ते अस्माकं गृहं सम्यक् भवति अस्माकं गृहाणां कृते किमपि न भवति इति